मम मम गायने बहु रुचिः वर्तते तत्र मम गुरुः उच्यन्ते यत् मम गायनशैलीं समीकर्तुम् इतोऽपि इतोऽपि अहं प्राक्टीस् कर्तव्यमिति मम अहं

समानरूपेण गा गा गा गा गातव्यं तत्र मम मम अभ्यासः वर्धनीयम् इति मम गुरुः उच्यन्ते मम क्लेशः तु कुत्र अस्ति इत्युक्ते लये अस्ति तत् ये सङ्गीतं गायन्ति तत्र ते अवश्यं ध्याने ध्याने भवेत् यत् लये ताले तालः भवेत् तत् कथं हैप् कुत्र है पिच् कर्तव्यं कुत्र लो पिच् कर्तव्यं कथं ग गा गातव्यम् इत्यादिषु विषयेषु मम मम अभ्यासः अपेक्षितः एवञ्च गा गानं न सुलभं तत् यदि तद् सर्वम् अवगम्यते चेदेव गानं सुलभम् इति अनुभूयते मम तु बहु अनुभवः अस्ति यत् स गा गानं न सुलभम् इति मम अभिप्रायः परन्तु ये ये गायन्ति ते उच्यन्ते यत् गानं सुलभम् इति